पञ्चनवत्युत्तर एकशततमस्य जनवरी मासस्य सप्तमदिनाङ्कः द्विसहस्रवर्षस्य एप्रिल् मासस्य सप्तमदिनाङ्कः पञ्चनवत्युत्तरनवशततम नवशततमवर्षस्य अक्टोबर् मासस्य तृतीयदिनाङ्कः षण्णवत्युत्तर एकसप्ततम वर्षस्य द्वादशदिनाङ्कः अक्टोबर् मासस्य तृतीय अगष्ट् मासस्य नवनवत्युत्तर नवशततमदिनाङ्कः धन्यवादः